नमस्कारः

भवन्तः ऐ डि नम्बर् वदतु ऐ डि ऐ डि संख्या आ आम् आम् आम् आम् आम् आम् आम् वदतु एवं वा परन्तु तत्

सोनि कम्पेनि वा परन्तु परन्तु नास्ति नास्ति तत् तत् तत् नास्ति महोदय तत् यदा तत् न भविष्यति

अहं तत् न जानामि यत् कार्यालये मया लब्धं तदेव अहं भवन्तः कृते दत्तमस्मि

नास्ति नास्ति यदा यदा मया मया कार्यालये किं दत्तं तदेव अहं भवन्तः कृते तत्र दत्तन् अस्मि तदा आम् आम् आम् आम् अहम् अहं तत्र गत्वा भव भवन्तः कृते काल् करोमि

तदेकवारम् आर्डर् मध्ये पश्यतु भवन्तः एकवारं पश्यतु

आन्लैन् द्वारा दत्तं वा

कार्यालये अहमेकवारं तत्र गत्वा तत्र गत्वा भवन्तः कृते काल् करोमि आम् अहं पृच्छामि आम् पृच्छामि पृच्छामि आम् आम् आम् आम् आम् आम्